हरि ओं नमो नमः वदतु महोदय किमर्थं दूरवाणीं कृतवान् सुप्रभातम् मम वित्तकोषे इदानीं तु भवान् सेविङ्ग् अकौण्ट् कृपया अत्र आगच्छति वा भवतु इदानीं भवान् कः कदा आगच्छति अद्य अद्य मध्याह्ने आगच्छति वा

भवान् ये अत्र आगच्छति चेत् अहं सर्वं ददामि

भवान् भवतः आधार् कार्ड् एकं फ़ोटोग्राफ़् चित्रं एकम् एकं स्थानीय प्रूफ़् एड्रेस् प्रूफ़ अनुमतिपत्रम् अहं ददामि भवान् आगच्छतु एतत्तु एकौण्ट् ओपन् कर्तुं शक्यते अहं ददामि सर्वं भवान् आगच्छतु अत्र सर्वम् वयं कुर्मः इतोपि भवान् भवान् कृते अस्ति चेत् वयं स्वीकुर्मः पञ्चाशत् पञ्चाशत्रूप्यकाणि भवान् पञ्चाशत् आम् आम् आम् अस्तु अस्तु धन्यवादः भवान् आगच्छतु श्वः भवान् श्वः कार्यालयं गत्वा मां मिलित्वा एतत् बेङ्क् एकौण्ट् ओपन् कृत्वा गच्छतु सार्धनववादने एतत् ह अस्तु असु धन्यवादः